मम प्रदेशः अस्ति श्रुङ्गगिरिः मम विद्यालयः अस्ति राजीवगान्धिपरिसरः विशेषतः तत्र सर्वविधः जनाः तत्र आगच्छन्ति बेङ्गालितः आगच्छन्ति ओरिस्सा उत्कलतः उत्कलराज्यतः आगच्छन्ति एवं कर्नाटकराज्यतः आगच्छन्ति कर्नाटकराज्येपि उत्तरकन्नडजिल्लातः आगच्छन्ति दक्षिणतः आगच्छन्ति एवं सर्वविधजनाः आगच्छन्ति एवं भारतः विविधतायाम् एकता इति किमर्थं वदन्तीति अत्र ज्ञातुं शक्यते किमर्थम् इति चेत् ओरिस्सा उत्कलराज्यं गच्छामश्चेत् तत्र भरतनाट्यं विविधरूपेण वर्तते अन्यद् अन्यदेव रूपेण वर्तते तत्र एतद्वस्त्रादिकं सर्वम् अन्यदेव वर्तते एवं पञ्जाब् पञ्जाबि जनाः एतद् वस्त्रमेव भिन्नं तत्रापि संस्कृतिः भिन्ना एवं बहुविधसंस्कृतिः हि सन्ति अस्माकं संस्कृतिः अस्ति कर्नाटकराज्ये यक्षगानम् इति अस्ति एवम् अस्माकं संस्कृतिः भिन्नम् अस्ति अत्र दीपावलिपर्वं दिनत्रयम् आचर्यते एवं दिनत्रयेपि एतद् किं दीपा दि दीपोत्सवः अस्ति लक्षदीपोसवः अस्ति तत्र उत्कलराज्यं गच्छामश्चेत् तत्र पुर्यां तु महारथोत्सवः अस्ति तदेव विशेषतः स्वीक्रियते केरलः गच्छामश्चेद् तत्र विशेषः विशुः विशुः अस्ति स् अस्ति विशुपर्वम् अस्ति पर्वम् आचरणे एव बहु भिन्नताः वर्तन्ते अत्र आगत्य अहम् अधीतवती यत् य् केरलाराज्ये एवम् स्नानं द्विवारं कुर्वन्ति कर्नाटके तु एकवारमेव कुर्वन्ति एवं केरलाराज्ये एतद् श्वेतवस्त्रमेव धरन्ति अत्र क एतत् केरलाराज्ये परन्तु कर्नाटकायां तु एतद् श्वेस् श्वेतवस्त्रम् तावन्नधरन्ति तद् अशुभम् इति उच्यते एवं बहुविधाः संस्कृतयः अस्ति बहुविधाः जनाः अपि अस् सन्ति एवं बहुविधाः सन्ति चेदपि अस्माकं ध्येयमेकमेव वयं सर्वे भारतीयाः एव इति ज्ञातुं शक्नुमः